अस्माकं गृहलक्ष्मी ले औट् मध्ये सामाजिकपरिरक्षणे बहूनि उद्यानानि सन्ति तत्र परिरक्षणार्थं तेषाम् नवीनकरणम् इदानीम् एव कृतम् अतः समाजस्य अभिवृद्धिः भविष्यति सर्वे तत्र चलनार्थं गमिष्यन्ति धावनार्थं गमिष्यन्ति भाषणार्थं गमिष्यन्ति सर्वकारीयसहकारः डी बी टी डैरेक्ट् बेनिफ़िट् ट्रान्स्फ़र् इति यद् अस्ति तेन बहु उपयोगम् अस्ति साक्षात् बेङ्क् अकौण्ट् मध्ये इदानीं धनं गमिष्यति अतः मध्ये जनाः ये आसन् मिडिल्मेन् इति ते तेषाम् अनपेक्षैव सर्वं प्रचलति इति बहु सम्यक् अस्ति